मम प्रदेशात् बहिः सञ्चारकाले मम विषये कोपि समुदायिकः अन्धविश्वासः सम्मुखी न कृतः यतो हि अद्यतनकाले अन्धविश्वासं कोपि न आचरणं कुर्वन्ति सर्वे शिक्षिताः सन्ति अतः मया तथा न दृष्टं कुत्रापि सर्वे आधुनिकाः भवन्ति अतः अन्धविश्वासं कोपि न आचरन्ति